संस्कृतभाषा तु भारतस्य आत्मा अस्ति वयं भारते यत्र कुत्रापि गच्छामः तत्र तु वयं तत्रत्यां प्रादेशिकभाषां भाषां तु न जानीमः परन्तु यदि तत्र कापि पूजा पूजा एवं कापि प्रचलति चेत् तत्र तु अवश्यं संस्कृतस्य एव प्रयोगः भवति वयम् आन्द्रीयः वा कन्नडीयः वा तमिलि तमिलिय केरलीयः वा वयं कोऽपि भवन्तु परन्तु तत्र तु संस्कृतं तु भवति एव यदी केरलप्रदेशं गच्छामि तत्रापि पूजादिकविषयेषु संस्कृतस्य एव उपयोगः भवति यदि अहम् अरुणाचलम् अरुणाचल्प्रदेशं वा नागाल्याण्ड् वा तत्र कुत्रापि गच्छामि तत्रापि यदि पूजा भवति तत्र तु संस्कृतस्य उपयोगः एव भवति